भारते अधुना वित्तीयसमस्याः बहुधा दृश्यन्ते यतः ये कृपणाः सन्ति तेषां समीपे धनं नास्ति उद्योगावकाशाः अपि न्यूनाः सन्ति अतः तेषां सामाजिक अभिवृद्धिः नैव जायते तथैव च समाजे उच्चनीचभावः अधिको भवति तथैव वित्तीयसमस्याकारणेन जनानां कृते भोजनव्यवस्था अपि क्लेशेन कर्तव्या भवति तदर्थं भारतसर्वकारः जनानां कृते सब्सिडि इत्यादिमाध्यमेन उपकारं करोति तेन च उपकृताः जनाः अग्रे स्वजीवनं सम्यक् यापयितुं शक्नुवन्ति तथा अस्य देशस्य अभिवृद्धिः अपि भवति